मम सकारात्मकमनुभवमित्युक्ते मीशो मध्ये शापिङ्ग् यदा अहं मीशो मध्ये शापिङ्ग् कृतवती प्रथमं मया एकं कुर्ती स्वीकृतमासीत् तत् समीचीनमागतं बहवः वदन्ति किमित्युक्ते मीशो मध्ये वस्त्राणि तथा उत्तमानि न भवन्ति उत्तमानि न भवन्ति क्वेलिटि सम्यक्तया न भवति पुनश्च वस्त्राणि अपि सम्यक् न भवन्ति इति किन्तु मया यदा स्वीकृतं तद् बहू समीचीनमासीत् मया यत् आर्डर् कृतं तदेव आगतमस्ति पुनश्च धनमपि धनमपि धनस्य मूल्यमपि यावद् दातव्यं तावदेव भवति नाम अधिकमपि न भवति न्यूनमेव भवति इतराणि आपणापेक्षया मीशो मध्ये सम्यक्तया भवतीति मम अभिप्रायः मया एकवारं प्रथमवारं कृतमासीत् तदानीं मया यद् कृतं तदेव आगतम् अस्ति पुनश्च तस्य वर्णमपि तदेव आसीत् धनस्य मूल्यमपि न्यूनमेव आसीत् अतः अहं बहु सन्तुष्टा अस्मि पुनश्च तस्य उपयोगमपि मया इदानीमपि क्रियते तथापि तत् समीचीनमेव अस्ति इति मम हर्षस्य विषयः बहवः वदन्ति तत् समीचीनं न भवति इति किन्तु मया तु अनुभूतं यत् तत् समीचीनमेव वर्तते पुनश्व बहु शीघ्रमेव तस्य दानमपि भवति तेषां विलम्बः न भवति इति मम अभिप्रायः इदं तु मया अनुभूतं सकारात्मकमेव वर्तते